गत वर्षे मया अनुभूतम् एकम् अविस्मरणीयं दिनम् मम जन्मदिनम् तदा गृह गृहे सर्वे वयं मिलित्वा भोजनं कृतवन्तः आपणतः केक् आनीतम् आसीत् तस् तत् कर्तनं कृत्वा सर्वेभ्यः दत्तम् आसीत् ये च आगताः मम जन्मं प्रित् जन्मदिनं प्रति ते सन्तुष्टाः एतत् एकम् अविस्मरणीयं दिनं मम गतवर्षे ततः परं वयं क्रीडितवन्तः भोजनानन्तरम् सर्वे सन्तुष्टाः पूर्णं दिनम् अस्माभिः सन्तोषेण अनुभूतम् आसीत् इति वदामि